दर्शनं द्विविधमस्ति आस्तिकदर्शनं नास्तिकदर्शनं च तत्र आस्तिकदर्शने साङ्ख्यं योगः न्यायं वैशेषिकं पूर्वमीमांसा उत्तरमीमांसा एते अन्तर्भवन्ति नास्तिकदर्शने तु बौद्धमतं बौद्धदर्शनं जैनदर्शनं चार्वाकदर्शनं च तत्र आस्तिकानां दर्शनानां मध्ये काचन भिन्नता काचन भिन्नता वर्तते परन्तु एतेषां मुख्यं लक्ष्यम् एकमेव परब्रह्मप्राप्तिः यथा नद्यः विविधमार्गेषु समुद्रे पतति तद्वदेव एतानि दर्शनानि विव् विविधविविधमार्गेषु गत्वा एकत्रैव गच्छन्ति एकत्रैव गच्छन्ति

तत् मुख्यं लक्ष्यं भवति परभ्रह्मप्राप्तिः अथवा ब्रह्मज्ञानं तत्र साहित्यं शास्त्रानुसारं साहित्यं शास्त्रं शास्त्रेण सह मुख्यः मुख्यसम्बन्धः भवति न्यायं दर्शनं यथा साहित्यविषयाणां साङ्केतिकं पठनार्थं न्यायं विषयः अपेक्षितः तत्र साङ्ख्यं ततः योगः तत्र आसनानि प्राणायामाः तादृशेषु मार्गेषु गत्वा तत्र लक्ष्यं प्राप्नोति न्यायवैशेषिकं तु छात्राः मुख्यतया अध्ययनमेव न्यायशास्त्राणां तदा वैशेषिकानां च अध्ययनेन फलप्राप्तिः तथा पूर्वमीमांसा उत्तरमीमांसा तत्र मीमांसा तु तत्र क्रियायाः प्राधान्यं वर्तते यदा यज्ञादयः अथवा यागादयः तेषाम् आचरणम् अनुचरणम् इत्यादिमार्गेषु तत्र फलप्राप्तिः तत्र उत्तरमीमांसायाम् अथवा वेदान्तशास्त्रे

अन्यस्मिन् मार्गे गत्वा ब्रह्मसम्प्राप्तिः कुर्वन्ति